बाल्यकाले मम मूल्याङ्कानां मुद्राणां पाषाणखण्डानां च सङ्ग्रहेचु सङ्ग्रहेषु इच्छा आसीत् इदानीं समयः न लभ्यते अतः इदानीं मया सङ्ग्रहः न क्रियते पूर्वं प्रथमतया मूल्याङ्कानां सङ्ग्रहः मया कृतः आसीत् आहत्य मया सङ्गृहीतानां पाषाणखण्डानां मूल्याङ्कानां मुद्राणां च मूल्यः प्रायः पञ्चशतं रूप्यकाणि वा सहस्ररूप्यकाणि वा भव् भवितुम् अर्हति इति अहं चिन्तयामि